आम् अहं पाककलाम् उद्योगरीत्या कर्तुं चिन्तितवती यतोऽहि म गृहे गृहेषु जनेषु आसं नाम सहाय्यकम् अपि भवति यथा मातुः पा पाठयति कथं किं करणीयं कदा करणीयम् किं किं स्थापनीयम् इत्यादिकं विषयान् विषयान् मातुः सहाय्यकान् सहाय्यकं करोति एवञ्च भगिनी कथं करणीयं कथम् उद्योगरीत्या कर्तुं शक्यते पाककलाम् उद्योगरीत्या कर्तुम् शक्यते इत्यादिकं भगिनी अपि पाठयति अतः अहम् एकवारं चिन्तितवती प पाककलाम् उद्योगरीत्या कर्तुं परन्तु परन्तु पाककला उद्योगम् उद्योगम् उद्योगेषु बहु सहाय्यकं भवति यथा अहम् अहं दृष्टवती बहुषु बालिका बालिकाः उद्योगे ये पाककलाम् उद्योगे एव कृत्वा बहु धनं स्वीकृतानि एवञ्च पाककला पाककलस्य पाकका कला अपि वर्धते बालिकानाम् उद्यो पाकं पाकं कथं करणीयं कथं स्वादः स्वादः भवेत् इत्यादिकं सहाय्यकं भवति एवञ्च पाककला पाक् पाककरणं न सुलभः कथं कियत् साल्ट्स् स्थापनीयं कियत् शङ्करं शक्करं स्थापनीयम् इत्यादिकं ट्रिक् भवति तत् अवगम्यते चेत् पाककला सुलभा एव मम अभिप्रायः